चित्रकलाशिक्षणं प्राप्तुं बहु कल्पनाशक्तिः एकाग्रता च आवश्यकी भवत्येव मम आचार्यः श्री पार्थसारथीमहोदयः मां चित्रकलां शिक्षयति स्म अद्यतनकाले चित्रकला यूट्यूब् माध्यमेन अपि द्रष्टुं शक्यते अन्तर्जालमाध्यमेन अपि चित्रकलाशिक्षणं प्रचलन् अस्ति बहुधा वीडियो माध्यमः अपि माध्यमेन अपि द्रुष्ट्वा वयं चित्रकलां शिक्षणं प्राप्तुं शक्नुमः